अस्माकं क्षेत्रे केचन स्वायत्तवित्तकोशाः सन्ति किन्तु ऋणस्य अभिरक्षायाः आवेदनाय के श्रेष्ठाः सुरक्षिताः सन्ति इति जिज्ञासायां प्रायः अस्माकम् एवं विश्वासः अस्ति यत् सर्वकारीय वित्तकोशेषु ऋणस्वीकरणेन अथवा अभिरक्षायाः स्वीकरणेन सुरक्षा भवति इति किन्तु स्वायत्तवित्तकोशेषु एच् डी एफ् सी प्रभृतयः केचन वित्तकोशाः उत्तमाः सन्ति